एकाधिकद्विसहस्रतमे मार्च् मासे प्रथमदिनाङ्कः त्रीण्यधिक द्विसहस्रतमेवर्षे मार्च् मासस्य तृतीयदिनाङ्कः चतुराधिकद्विसहस्रतमेवर्षे अक्टोबर् मासस्य चतुर्दशदिनाङ्कः षडाधिकद्विसहस्रतमेवर्षे डिसेम्बर् मासस्य पञ्चविंशतिदिनाङ्कः दशाधिकद्विसहस्रतमेवर्षे अक्टोबर् मासस्य त्रयोदशदिनाङ्कः